हरिः ओम् नमो नमः ओ अं तदेव तदेव अहं च अहं अत्र भाग्यनगरतः भाषणं करोमि महोदय मम नाम देवकी आं महोदय अत्र इदानीम् अस्माकं विरामदिनानि सन्ति अतः कुत्रापि गन्तव्यम् इति मनः अस्ति परिवारेण सह अतः इदानीं भवतः सकाशे नाम संस्थातः कुत्रापि अस्ति वा महोदय न्यूनातिन्यूनं सप्तदिनानि पर्याप्तं महोदय इतोपि अधिकं दातुं वयं न शक्नुमः केवलं सप्तदिनानि वयं दक्षिणभारते एव स्मः अत्र दृष्टवन्तः उत्तरभारतदेशं गन्तुं इच्छामि अस्मिन् पर्याये

अस्तु महोदय अस्तु अवश्यम् ओहोहो नाम एकवारमेव न शक्यते खलु महोदय आं एकमेव

ओहोहो

ओ उत्तमम् तर्हि अहम् आग्रां न दृष्टवती अत्र जोध्पुरं यदि इच्छामः तत्र ग गन्तुम् इच्छामः चेत् कियत्

ओ

हां तदेव महोदय अवश्यं राममन्दिरं द्रष्टुं एव मम मनसि अस्ति तदर्थं मूल्यं का इत्यादिकम् द्वयमपी सूचयतु महोदय वयं चित्वा पुनः दूरवाणीं कुर्मः

तर्हि रेल् यानेन वयं स्वीकुर्मः कृपया

अवश्यं महोदय ओ अवश्यम् अवश्यं महोदय अत्र एषा एव मम वाट्सप् संख्या अस्ति अत्रैव कृपया विवरणं प्रेषयतु महोदय अहं पुनः अवश्यं दूरवाणीं करोमि धन्यवादः